अहम् उडुपि कृष्णः होटेल्तः एतावत् पदार्थान् आर्ड्र कृतवान् आसम् के ते पदार्थाः नाम मिसल् पाव् पाव्बजि अनन्तरम् नान् तन्दूरि इत्यादिकम् आर्डर् कृतवान् आसम् तद इदानीं नापेक्षितमस्ति तद् मया प्राक् एव पे कृतम् आसीत् द्विसहस्रम् तदिदानीं वापस् गतमस्ति तद् रिफ़ण्ड् कर्तव्यमस्ति प्लीज़् तद् वापस् रिफ़ण्ड् कर्त कुर्वन्तु